मम प्रदेशे कर्मकराणां कार्यनियोक्तृत्वं सर्वकारपक्षतः स्वकार्यसंस्थापक्षतः च भवितुम् अर्हति तत्र सर्वकारपक्षतः या वृत्तिः प्रदास्यते तस्य अधिकाधिकं जनाः प्राधान्यं यच्छन्ति यतः सर्वे चिन्तयन्ति यत् सर्वकारीयवृत्तिः प्राप्यते चेत् पुनः स्थिररूपेण तत् कर्तुं शक्यते इति तथा सर्वकारस्य आनुकूल्यानि अपि प्राप्यन्ते इति तस्मात् कारणात् एव तत्र उद्योगराहित्यम् अपि मया अनुभूतम् वृत्ति सर्वकारीयं वा वैयक्तिकं वा भवतु तत्र अध्वानशीलो भवेत् इति मे अभिप्रायः यतः सर्वैरपि सर्वकारीयः उद्योगः न प्राप्यते अतः तेषां यत्र रुचिः वर्तते तस्मिन् मण्डले सर्वकारीयं वैयक्तिकं वा उद्योगं भवतु तस्मिन् अश्रान्तः परिश्रमः करणीयः एव